अस्माकं पितॄणां वयं पञ्चः अपत्याः मम द्वौ अग्रजौ एकः अनुजः एका अनुजा सन्ति अग्रजौ मुम्बै नगरे वसन्

अनुजः बेङ्गलूरुनगरे वसन् अस्मि अनुजा हरिहरनगरे अस्ति बहवः मित्राः मित्राणि सन्ति मम आपत्काले मित्राणां सह एव मम मुख्य साहाय्यम् अहमपि मित्राणां यथाशक्ति साहाय्यं करोमि